यथा वयम् उत्तरभारतस्य निवासिनः स्मः तथा च प्रत्येकं सम्प्रदायः अस्ति अत्र ऊन्यते तत्र अयोध्या वाराणसी मथुरा सर्वाणि धार्मिकस्थानानि च सान्ति यदि भवान् अयोध्यायां गच्छेत् तर्हि तत्र रामानुजः सम्प्रदायस्य नानान् प्राण्यात् तथा च यदि भवान् प्रति निर्गच्छति आरति अन्यसम्प्रदायस्य जनः मिलति तत्र शिवमहापुराणस्य अनुसारेण शैवः वैष्णवः शाक्तः नाथः दैदिक् वर्चायिकः सम्प्रदायः अस्ति अत्र हिन्दुधर्मकः षष्टसम्प्रदायाः अस्ति

तमिल्नाडुक्षेत्रे वैष्णवः रामानुजः सम्प्रदायस्य बहु महत्वम् अस्ति